अस्माकं प्रदेशे बहूनि पारम्परिकखाद्यानि पाकं कुर्वन्ति तत्र मम माता मम गृहे बहूनि कार्याणि करोति पाककार्याणि तत्र पोलिक हूर्णपोलिक शेङ्गापोलिक पुनश्च क्यारेट् पोलिक इत्यादि गेनसु पोलिक अपि भवति तत्र मम माता बहु सम्यक् निर्माणं करोति पोलिक भवतु लड्डुकं बहु सम्यक् निर्माणं कुर्वन्ति पुनश्च गुलाब् जामून् इति इदानीं वदामः परन्तु सा बहु सम्यक् निर्माणं करोति स्म गुलाब् जामून् अपि पुनश्च स्वीट् यथा यावत् अवश्यकं तावदेव तत्र स्वीट् भवति स्म हूर्णा इति उच्यते हूर्न तेन पोलिक निर्माणं भवति पुनश्च यदा गृहे कार्यक्रमाः भवन्ति जात्रा भवति पुनश्च किमपि अस्माकं गृहस्य श्रेष्ठतमः किमपि पूजा इत्यादिकं भवति तदा एतानि खाद्यं पारम्परिकखाद्यानि निर्माणं भवति पुनश्च यदा ग्रामस्य जात्रा भवति तत्र नैवद्यं निमित्तं कडुबु तत्रापि विविधमस्ति एकम् औष्णं कृत्वा जलस्य जले औष्णं कृत्वा अपि कडुबु निर्माणं कुर्वन्ति पुनश्च तैले स्थाप्य कर्चिकायि इति वदन्ति तस्य निर्मानम् अपि तत्र भवति